मया पाकविधाने विशिष्टाः सामग्र्यः इति किमपि नास्ति परन्तु सामान्यतया अहम् अधिकं शुण्ठी हरिद्रा कोत्तम्रि नारिकेलम् इत्यादि साम्बार् पदार्थाः उपयोगं करोमि